अहं कर्णाटकराज्यतः अस्मि अतः अत्र विजयनगरसाम्राज्यम् इति बहु प्रसिद्धं साम्राज्यं पूर्वम् आसीत् यदा मुघलानाम् आक्रमणम् अभवत् तदा एव यदा यथा वयं शिवाजीं स्मरामः यथा यतः सः हिन्दूधर्मस्य पुनरुद्धारणम् उद्धारणं कृतवान् इति तथैव वयं साम्राज्यस्तरेषु यदि विजयनगरसाम्राज्यं न अभविष्यत् तर्हि हिन्दुधर्मं निश्चयेन तस्मिन् समये एव नष्टं अभविष्यत् इति वयं वक्तुं शक्नुमः तस्मिन् समये तु तत्र विद्यारण्य इति एकः गुरुः आसीत् सः यद्यपि अद्वैतगुरुः आसीत् शृङ्गेरी पीठाधिपतिः आसीत् तथापि सः हक्का बुक्का अथवा हरिहरा अथवा बुक्का इति द्वौ भ्रातरौ आस्ताम् तयोः मार्गदर्शनं सः कृत्वा किमर्थम् इदानीं हिन्दूराज्यस्य आवश्यकता अस्ति इति सम्यक् बोधितवान् तेन एव प्रचोदितौ एतौ भ्रातरौ पुनः एकं नूतनं हिन्दूसाम्राज्यमेव सः तौ स्थापितवन्तौ तत्र वराहलाञ्छनम् अपि आसीत् तस्य हिन्दूसाम्राज्यस्य एवं हिन्दूसाम्राज्यस्य पुनरुद्धारणार्थम् अनन्तरम् अस्माकं संस्कृतभाषायाः विकासार्थम् अनन्तरं पुनः सर्वेषाम् आचरणे हिन्दूधर्मः भवतु इति विषयचिन्तने वा भवतु अथवा देवालयानां निर्माणविषये वा भवतु अथवा प्रादेशिकभाषाकवीनां पोषणं वा भवतु सर्वम् अभवत् विजयनगरसाम्राज्यस्य काले एव तस्य वस्तुतः कर्तुः अथवा प्रेरणास्रोतः आसीत् श्रीविद्यारण्य गुरुः एव सः यद्यपि पञ्चदशी अनन्तरं शङ्करविजय इत्यादि कृतिः सः रचितवान् तथापि सः अहं केवलं सन्यासी अहम् आध्यात्मिकसाधने एव अहं भवामि साधनमेव करोमि इति सः न चिन्तितवान् परन्तु हिन्दूसाम्राज्यस्य स्थापकः अभवत् प्रेरणादायकः अभवत् अतः एव कर्णाटकराज्यस्य महापुरुषेषु विद्यारण्यः अन्यतमः इति मम चिन्तनम्